हरिः ओम्

प्रणमामि अहं सम्यगस्मि

आम् आम् समीचीनं इदानीं तु किमपि न छात्राणां कृते कानि के विषयाः प्रदत्ता प्रदातव्याः तदेव चिन्तयामि अहं न इदानीं एवमस्ति न कोविड् प्रचलति छात्रा न समागच्छन्ति न हि छात्रा कक्षासु तु न समागच्छन्ति अत कक्षाध्यापनं न हा न प्रचलति अतः तदर्थं ओन्लैन् माध्यमेन आभाष्यप्रणाल्या पाठयामि अहं तु प्रतिनित्यं तदर्थं छात्राः पृथक् पृथक् विभाजिताः वर्तन्ते हा हा न हि एवं एवं भवति केचन छात्राः एव समागच्छन्ति यतोहि केचन छात्राः तादृशापि वर्तन्ते तेषां पार्श्वे दूरवाणीयन्त्रं नास्ति न सन्ति अतः तादृशाः छात्राः न समागच्छन्ति

न न केचन छात्राः केचन छात्राः तु आगच्छन्ति क्यूंकि तेषां पार्श्वे तु यन्त्रव्यवस्था वर्तते किन्तु केचन छात्राः तादृशाः सन्ति तेषां पार्श्वे यन्त्रव्यवस्था न सन्ति आम् आम् आम् तेषां गृहं दूरे अस्ति अत तत्र समस्या भवति न दूरवाणी तु अस्ति किं भवति ते ते कार्यं कुर्वन्ति हा न नेट् व्यवस्थापि भवति कदाचित् नेट् व्यवस्था अन्तर्जालव्यवस्थापि तथा नास्ति यथा भवेत् यथा भवेत् तथा च येषां पार्श् पार्श्वे दूरवाणीयन्त्रं न सन्ति किन्तु गृहे तु सन्ति किन्तु तादृशाः जनाः कार्यं कुर्वन्ति बहिः

हा प्रायः ते छात्राः अभाष्यप्रणाल्या पाठयामि तत्र उपस्थिताः भवन्ति ते

प्राक्शास्त्रीप्रथमवर्षे अहं स्मृति याज्ञवल्क्यस्मृतिग्रन्थं ग्रन्थमयो पाठयामि अहं पञ्चमपत्रे तत्र निहित आम् आम् आम् आम् तत्र तत्र तस्मिन् ग्रन्थे त्रयः अध्यायाः सन्ति तत्र प्रथमे अध्याये यः ब्र्ह् उपोद्घातप्रकरणं तद् जातं द्वितीयाध्याये अत्र व्यवहारः व्यवहारविषयः विवेचितः आम् आम् आम् आम् आम् आम् आम् मनुस्मृतिः आम् आम् तत्र धर्मप्रमाणानि तत्रैव प्रतिपादितानि वर्तन्ते तदेव पाठयामि अहं न न सर्वे तु न आगच्छन्ति केचन छात्रा एव आगच्छन्ति ये नै ये ने न आगच्छन्ति तेभ्यः अस्माभिः एवं क्रियते लिखित्वा नोट्स् प्रदीयते अस्माभिः

हा हा प्रणमामि